मया स्विग्गि द्वारा आर्डर् कृतमासीत् भोजनं तद् इतोपि न आगतं तदारभ्य पञ्चनिमेषाः पञ्चनिमेषाः इति वदन्तः सन्ति बहु आर्डर् कृतमस्ति अतः कृपया शीघ्रम् आनीय प्रयच्छन्तु तदारभ्य मया अपि बहु प्रतीक्षमाणा क्रियमाणं वर्तते तदारभ्य लोकेशन् प्रति न आगच्छदस्ति यदि काल् क्रियते तर्हि पञ्चनिमेषाः पञ्चनिमेषाः इति वदन्तः सन्ति अतः कृपया किञ्चित् शीघ्रम् आनीय प्रयच्छन्तु